अहम् एक सप्ताहात् पूर्वम् एमेज़ोनतः पेण्टोनिक् बोल् लेखनीं स्वीकृतवती आसम् एषा बहुव्यर्था वर्तते अस्याः उपयोगः पूर्वं केनापि कृतम् इतिवद्भाति अस्याः धनमपि अधिकं वर्तते तत्र त्रिंशद् शतरूप्यकेभ्यः मया इयम् आनीता तथा एतावदनुपयोगलेखनी मया यत्र कुत्रापि न दृष्टम् मे मनसि किमर्थम् इयं नीतम् इतिवद्भाति अक्षराणि सम्यक्तया नागच्छति तथा चित्रे यथा दर्शितम् आसीत् तादृशम् अपि न प्राप्तम् अन्ये केऽपि स्वीकर्तुम् इच्छन्ति चेत् इयं मा स्वीकुर्वन्तु इति मे प्रेरणा